हरि ओं नमस्ते आम् अहं प्रशान्ती भवति का इति न जानामि वा अस्तु नमस्ते नमस्ते भगिनी त्वमेव वदाम भगिनी निश्चयेन भगिनी आ अहं करोमि इदानीं कुर्मः वा इदानीं गायामि वा

एवं वा अस्तु करोमि भगिनी आगच्छन्तु आगच्छन्तु स्वरान् वयं पठामः अ आ इ ई उ ऊ ऋ इति वयं वदामः एवं वा अस्तु भगिनी इदानीं गायामी भवती श्रू श्रुत्वा वदतु अ आ इ ई उ ऊ ऋ इति वयं वदामः

अग्रिमं गच्छामि वा आगच्छन्तु आगच्छन्तु स्वरान् वयं पठामः ॠ लृ ए ऐ ओ औ अं अः वदामः अस्तु आगच्छन्तु आगच्छन्तु स्वरान् वयं पठामः अ आ इ ई उ ऊ इति वयं वदामः आगच्छन्तु आगच्छन्तु स्वरान् वयं पठामः ॠ लृ ए ऐ ओ औ अं अः वदामः अस्तु भगिनी आगच्छन्तु आगच्छन्तु अ आ इ ई उ ऊ ऋ ॠ लृ ए ऐ ओ औ एवं वा आगच्छन्तु आगच्छन्तु स्वरान् वयं पठामः अ आ इ ई उ ऊ ऋ ॠ लृ ए ऐ ओ औ अं अः पठामः अस्तु भगिनी अहम् एकवारम् अभ्यासं कृत्वा अपि अहं भवतीं ध्वनिमुद्रां प्रेषयामि धन्यवादः भगिनी निश्चयेन प्रेषयामि भगिनी धन्यवादाः